मम क्षेत्रे कृषिकार्यस्य जलस्रोतः जलसंसाधनपरियोजनानां योजनावित्तपोषणं कार्यं कार्यान्वयनं परिपालनं च राज्यसर्वकारैः स्वसंसाधनानां प्राथमिकतानां च अनुसारं भवति तेषां प्रयत्नानां समर्थना समर् थनार्थं भारतसर्वकारः विभिन्नकार्यक्रमैः परियोजनाभिः च जलसम्पादनं स्थायित् स्थायि विकासं प्रभावीप्रबन्धनं च परिवर्तयितुं राज्यसर्वकारेभ्यः तकनीकि वित्तीय सहायतां प्रदाति प्रधानमन्त्री कृषिसिंगायि योजना टु तौसण्ड् फिफ़्टीन् टु टु तौसण्ड् सिक्स्टीन्तमे वर्षे आरब्धा यस्य उद्देश्यं कृषिक्षेत्रे जलस्य बौधिकपरिवेषणं सुदृढं कर्तुम् तथा च आश्वासितः सिञ्चनस्य अन्तर्गतम् कृषिक्षेत्रस्य विस्तारं कर्तुं कृषिक्षेत्रे जलस्य उपयोगस्य दक्षतायां सुधारं कर्तुं स्थायिजलसंरक्षणं प्रथानां प्रवर्तनं कर्तुं च आसीत्